नमो नमः अहं पानिपुरी इत्यस्य आर्डर् कृतवती अहं तस्य अड्रेस् केन्द्रियसंस्कृतविश्वविद्यालये दत्तवती परं त् इत्यस्य स्थाने ड्रीमहौस् गर्ल्स् पिजी रूम् तत्र आर्डर् प्रेषयतु